मया इण्डियन् कम्पनी इत्यस्य गृहचुल्ली अनिलं गेस् स्वीकृतमासीत् तस्य रेग्युलेटर् इति यत् वर्तते तत् सम्यक् कार्यमेव न करोति स्म अनिलं सर्वदा बहिः प्रसवति स्म यस्य कारणेन गृहे दुर्गन्धः अपघातस्य भयमपि वर्तते स्म इदानीं तु तत् तैषां सहयोगेन समीकृतमस्ति इदानीं सम्यक्तया कार्यं करोति च